मया विश्वविद्यालयस्य पुस्तकानि अतिरिच्य बहूनि पुस्तकानि पठितानि वर्तन्ते तत्र वीरसावर्कर् उत्कर्षपथः परिसरदकथे एवम् गुण्डप्पा महोदयेन लिखितं जीवनसार्थक्यं ब बसवण्णा वचनानि एवं कबीरवचनानि अक्कमहादेवीवचनानि तथा च बहुविध इङ्ग्लिष् पुस्तकम् अमीश् महोदयेन लिखितं रामा सिरीस् एण्ड् तथा च शिवा सरणी इत्यादिरूपेण पुस्तकानि पठितानि वर्तन्ते तत्र मासपत्रिकाः वार्षिकपत्रिकाः अपि पठिताः विद्याश्रीरूपेण वार्षिकपत्रिकाः एवं विक्रमा विवेकप्रभा मातृवाणी अनन्तरम् उत्थान मल्लार इत्यादि रूपेण शा म म मासिकपत्रिकाः पाक्षिकपत्रिकाः विजयवाणी होसदिगन्त द हिन्दुः इत्यादिरूपेण दिनपत्रिकाः अपि मया पठ्यन्ते एवं व वार्तापत्रिकाः अधिकरूपेण तत्र लेखनानि पठ्यन्ते द हिन्दुः इत्यादिषु इङ्ग्लिश् पठनमपि अभ्यस्तं संस्कृतपत्रिकाः अपि मया पठिताः वर्तन्ते बहवः सन्देशः इत्यादि सम्भाषणसन्देशात्मकाः पत्रिकाः अपि मया पठिताः इति